एकसहस्राधिकनव

अधिक अष् पञ्चाशीतिः तमवर्षस्य मार्च् मासस्य अष्टाविंशतिदिनाङ्कः द्विसहस्रतमवर्षस्य मे मासस्य त्रिंशत् दिनाङ्कः द्विसहस्राधिक षट् तमवर्षस्य सेप्टम्बर् मासस्य पञ्च पञ्चमदिनाङ्कः द्विसहस्राधिकपञ्चदशतमवर्षस्य नवम्बर् मासस्य षोडशदिनाङ्कः द्विसहस्राधिकचतुर्दशतमवर्षस्य डिसम्बर् मासस्य दशमदिनाङ्कः